पूर्वं संस्कृतभाषाशिक्षणं बहवः प्रतिकूलम् आसन् पठनपाठनस्य अपि सुविधाः न आसन् जनाः संस्कृतभाषा मृतभाषा इति चिन्तयन्ति स्म अनन्तरं संस्कृतभारतीद्वारा समग्रे भारतवर्षे संस्कृतभाषायाः प्रचारः प्रसारः जातः बहूनि संस्कृतशिबिराणि अपि प्रचलन्ति तत्र जनाः पठन्ति संस्कृतभारती विहाय अपि भिन्न भिन्न संस्थाः अपि संस्कृतस्य कृते कार्यं कुर्वन्ति अनन्तरं बहवः संस्कृत महाविद्यालयाः विश्वविद्यालयाः अभवन् तत्रापि लक्षाधिकछात्राः पठन्ति एतादृशं संस्कृतभाषायाः विकासः अभवत् वर्तमानसमये भारतवर्षे बहवः जनाः संस्कृतभाषया वार्तालापं कुर्वन्ति तथा च संस्कृतग्रामाः अपि अस्माकं भारतवर्षे सन्ति एतत् परिवर्तनं मया दृष्टम्